कोविड्काले सर्वाः शालाः स्थगिताः आसन् ते अतः सर्वे छात्राः कोविड्काले स्वगृहे एव भूत्वा अन्तर्जालीयव्यवस्थायाम् अध्ययनं कृतवन्तः अपि च आन्लैन् माध्यमद्वारा सर्वासु कक्षासु ते भागं गृहीतवन्तः यदा कोविड् आरब्धं तदा शालाः स्थगिताः तस्मिन् काले अध्ययनार्थं छात्राणाम् अध्ययनं कथम् इति प्रश्ने सति सर्वे तन्त्रज्ञानमेव अर्थात् तन्त्रज्ञानस्य उपरि एव सर्वे अवलम्बनं कृतवन्तः तत्र बह बहूनि अन्तर्जालानि सन्ति तत्र गूगल्द्वारा ते विज्ञानं वा गणितं वा इत्यादिकं पठितवन्तः अपि च बहूनि एप् अपि आसन् यथा बैजूस् इति एकम् आप् तत्र मासे एतावत् स्वीकृ धनं स्वीकृत्य तत्र छात्रेभ्यः ते पाठयन्तः आसन् तत्र ते गणितं वा विज्ञ् बहु सुललितया पाठं स्वीकृतवन्तः एवमेव वेदान्तू इत्यपि एकम् ऐप् अस्ति तस्मिन् अपि ते कोविड्समये अन्तर्जालम् अन्तर्जालेन ते पाठं कुर्वन्ति स्म अन्येभ्यः छात्रभ्यर्तात् नीट् पि सि एम् बि इत्यादि छात्राणां कृते अपि यथा सौलभ्यं स्यात् तेभ्यः अपि तत्र पाठः क्रियते स्म कोविड्काले शालाः स्थगिताः इति कृत्वा शालाजनैः अपि आन्लैन्द्वारा अर्थात् अन्तर्जालद्वारा किं पाठं स्वीकुर्वन्ति स्म तत्र तन्त्रज्ञानम् आश्रितम् इति कृत्वा तन्त्रज्ञानेन बहु उपकाराः प्राप्ताः इति तन्त्रज्ञानं न आसीत् तर्हि कोविड्काले छात्राणाम् अध्ययने अधःपतनं भवति स्म यतोहि अधिकाधिकं वर्षद्वयं कोविड् आसीत् इति कृत्वा सर्वेषां छात्राणाम् अध्ययने गतिः एव नासीत् यतोहि शालाः स्थगिताः कैः अपि न पाठ्यते स्म सर्वे गृहे एव भवन्ति स्म इत्यतः शालाः शालानां शाले शालायां विद्यमानाः जनाः अन्तर्जालस्य सहाय्यं स्वीकृतवन्तः अपि च तन्त्रज्ञानम् आश्रितवन्तः यदि क्वचिद्देशेषु तन्त्रज्ञानम् एव न भवति स्म तर्हि बहु कष्टाय भवति स्म यतोहि तन्त्रज्ञानेन तन्त्रज्ञानसहाय्येन एव सर्वेषां छात्राणां कृते सहाय्यं जातम् तत्र गूगल् मीट्द्वारा वा स्कैप्द्वारा वा ते कक्षार्थम् उपविशन्ति स्म तत्र विद्याम् अर्जयन्ति स्म अन्तर्जालस्य अभावेन दुष्परिमाणः दुष्परिणामः अपि वर्तते सत्परिणामः अपि वर्तते यदि वयं समीचीनरीत्या अध्ययनादिषु वयम् अन्तर्जालम् आश्रयामः तर्हि सकारात्मकतेन तस्य व्यवहारः दृश्यते यदि गेम् इत्यादिद्वारा हा गेम् इत्यादिद्वारा नकारात्मकतेन उपयोगं कुर्मः तर्हि अस्माकं जीवनम् अधः पतितं भवति प्राचीनाः अपि तत्र सूचितवन्तः सर्वोऽपि विषयः विषये अपि सकारात्मकः अपि वर्तते नकारात्मकः अपि वर्तते तत्र यथा वयं तस्य उपयोगं कुर्मः तथा तस्य प्रभावः भवति इति अन्तर्जालं वद् यदि वयम् असाधुरूपेण उपयोगं कुर्मः तर्हि अस्माकं जीवनम् अधः पतितं भवति यदि स सम्यक् तद् उपयोगं कुर्मः तर्हि समीचीनतया तस्य उपयोगः भवति कोविड्काले तावत् अन्तर्जालस्य विषयं प्रमुखं प्रामुख्येन स्वीकृतम् छात्राणाम् अध्ययनेषु गतिः भवतु इत्यतः अन्तर्जालं वयम् आश्रितवन्तः तेषु अन्तर्जालेषु वयम् अन्तर्जालस्य सहाय्येन यदि पठामः तर्हि अधिकाः विषयाः अपि ज्ञाताः भवन्ति यदि न ज्ञायते तर्हि पुनः पुनम् अन्तर्जालम् आश्रित्य वयं पठितुं शक्नुमः अन्तर्जालं विना तस्मिन् काले किमपि न सिद्ध्यते स्म अन्तर्जालस्य आश्रयः अर्थात् अन्तर्जालम् अस्ति इति कृत्वा कृत्वा एव अस्माकं कोविड्काले परिहारः कश्चनः प्राप्तः अन्तर्जालं विना किमपि कर्तुं न शक्यते स्म विज्ञानविषये अपि अन्तर्जालं जालसहाय्यं वयं स्वीकर्तुं शक्नुमः वीडियो इत्यादिकं वयम् आश्रित्य चलनचित्रादिकम् आश्रित्य भावचित्रादिकम् आश्रित्य विज्ञानादिषु वा गणित इत्यादिविषयेषु अन्यासु भाषासु अपि वयं गतिं प्राप्नुमः अन्तर्जालं विना अस्माभिः तस्मिन् काले किमपि प्राप्तुं न शक्यते स्म अध्येतॄणां जीवनमपि व्यर्थतया गच्छति स्म अन्तर्जालसहाय्येन एव तस्मिन्काले वयं समीचीनतया अग्रे गतवन्तः देशे तावत् अन्तर्जालाश्रयणेन बहवः विद्यां प्राप्तवन्तः यतोहि केषाञ्चित् तावत् गृहे तादृशी आर्थिकव्यवस्था न भवति तेषां शालागमनम् इत्यादिकं न भवति किन्तु ते आन् अन्तर्जालद्वारा तत्सर्वं परिहृतवन्तः एवम् अन्तर्जालतः बह बहवः बह्व्यः विद्यां प्राप्तवन्तः इति